मध्यप्रदेशः एकस्मिन् समये ऐतिहासिकराष्ट्रम् अभवत् अहिलाबै होल्करः मध्यप्रदेशस्य एकस्मिन् काले शासनकर्ता भवति मध्यप्रदेशे युद्धमध्ये आङ्ग्लमराठायुद्धं अतीवप्रसिद्धम् अस्ति तस्य विद्रोहे मराठाः पराजिताः भवन्ति तथा च तदनन्तरं मध्यप्रदेशे उपरि ब्रिटिश् सर्कारस्य आधिपत्यं जातम् तदनन्तरं मध्यप्रदेशे एकं विद्रोहं जातं तेन कारणेन मध्यप्रदेशस्य जनाः भयङ्करः आक्रोशः अभवत् मध्यप्रदेशस्य सिहोरयुद्धम् अपि प्रसिद्धम् अस्ति तस्य युद्धं कुवर् चैनसिङ्घ् तथा च ब्रिटिशसर्कारमध्ये अभवत् तदनन्तरम् अनेकं युद्धं जातं सर्वे अपि युद्धस्य लोकः उपरि अतीवपरिवर्तनम् अभवत् अनेकः जनः युद्धे प्राणं त्यक्तवान् तेन कारणेन मध्यप्रदेशस्य शासनव्यवस्था अस्थिरा भवति सर्वे जनाः स्वतन्त्रतासङ्ग्राममध्ये भागं गृहीतवान् राणीलक्ष्मीबायी झासीराज्यस्य शासनकर्त्री अभवत् तेनापि जनाः मिलित्वा ब्रिटिशसर्कारस्य विरोधं कृतवान् तस्य परिणामः सर्वे जनाः मिलित्वा ब्रिटिश् सर्कारस्य उपरि शक्तिसम्पन्नः भवति तदनन्तरम् अनेककालं पर्यन्तं युद्धं चलितं तेन मध्ये अनेकस्य जनः हानिः अभवत्